अत्र कर्णाटकराज्ये अस्मिन् प्रदेशे नाम दक्षिणकन्नड जिल्ल जनपदे तथैव उडुपिजनपदे तुलुभाषीया वर्तन्ते अनन्तरं कोङ्कणिभाषीया वर्तन्ते केचन क्रिश्चीया अपि येषां मातृभाषा कोङ्कणी वर्तते अतः तादृशाः जानाः अस्मिन् प्रदेशे वसन्ति